साहित्यं कथं व्यक्तित्वविकसनं करोति इत्युक्ते कन्नडे एकम् उक्तिः अस्ति निन्न बदुकिदु धरेगे मोदलल्ल इति इत्युक्ते अस्माकं रीत्या बहवः जनाः अत्र भूमौ जीवनं कृत्वा गतवन्तः तेभ्यः तेभ्यः अनुभूतसमस्या तस्य परिहारः पुस्तके सन्ति तदर्थं यदा वयं पुस्तकं पठामः तदा वयं सुलभरीत्या तद्रीत्या समस्या यदा अस्माकं जीवने आगच्छति तदा सुलभरीत्या परिहारं प्राप्तुं शक्नोति अनन्तरं ते यत्र यत्र दोषं कृतवन्तः तत्र वयं विना दोषेण कथम् अग्रे गन्तव्यम् इति साहित्य अध्ययनेन ज्ञायते